नमस्ते

नमस्ते अहं सङ्गीतशिक्षिका वदामि आम्

आं सा प्रतिदिनम् आगच्छति एकघण्टां यावत् उपविशति अत्र यथा अहं पाठयामि तथैव पठितुं प्रयासं करोति आं शास्त्रीयसङ्गीतं गातुं प्रयत्नं करोति सा किन्तु एतावत्पर्यन्तं सा तादृशं सम्यक् ज्ञातुं न शक्तवती तदर्थं गृहे अपि प्रयत्नः करणीयः आं गृहे तां प्रतिदिनम् एकघण्टां यावत् सङ्गीतं श्रावयतु तेन तस्य श्रवणाभ्यासः सम्यक् भविष्यति तदनन्तरं सा गातुं प्र प्रयत्नं करिष्यति किञ्चित् कक्षायां वयं पाठयामः यथा रागादिकम् अथवा सुगमसङ्गीतं यद् भवति गीतं तद् गीतं वयं प्रेषयामः प्रतिदिनं तत् श्रावयतु आं तथैव तस्य स्वराभ्यासः अपि सम्यक् भविष्यति आम् एकघण्टां यावत् सा केवलम् आरोहः अवरोहः इत्यस्य अभ्यासं करोति चेत् अपि उत्तमम् आं तान्पुरा एप् इति भवति तस्मिन् गत्तु तत्र गत्वा भवन्तः तां स्वरं योजयित्वा तस्य अभ्यासं कारयितुं शक्ष्यन्ति आम् अहम् एप् भवत्याः क्रमाङ्के प्रेषयामि तथा च यद् किमपि गीतं वयं पाठयामः तस्मिन् विषये अपि विस्तृतं तत्र प्रेषयिष्यामि आं किन्तु अस्मिन् वर्षे सा परीक्षां लेखितुं न शक्ष्यति यतो हि सा बाला अस्ति धन्यवादाः आम्